अधिकतया अहं लघुचारणम् इच्छामि दीर्घ चारणेषु इष्टतमं खाद्यं तु फलानि एव फलानि नेतुम् अपि बहु सुलभकरं भवति पुनश्च ते तेषां पचनमपि बहु सुखकरं भवति इति कारणतः फलानि अधिकं नयामि दीर्घचारणेषु अधिकतया अहं तु लघुचारणे एव अहं मम मनः भवति कष्टकरेषु चारणेषु अधिकतया यदि यदि नेतव्यं भवति तद् लघु भवति चेत् शक्ति ख्रासः न भवति पुनश्च अधिकतया सर्वत्र अपि गमनं यद् यत्र गमनं भवेत् तत् अपेक्षया अन्यत्र गमनं तादृशम् अहं निवारयामि बहु अड्वेञ्जर् इति अत्युत्साः यथा भवति तन्न भवति चेत् चारणं सर्वदापि सुखकरं भवति पुनश्च अत्र सिद्धता बहु अपेक्षिता यदा यदा दीर्घचारणं करोमि तत्पूर्वम् एकं मासं वा यावत् तस्य सिद्धता सम्यक्कर्तव्या इति मम मनः अतः सिद्धताम् लघुचालनं पुनश्च किञ्चित् इव वस्तूनि स्वीकृत्य चालनं तादृशं कृत्वा सिद्धतां करोमि तत् तदूर्ध्वमेव अहं दीर्घचारणं करोमि